मया मम अनुजायाः विवाहसन्दर्भे तस्याः कृते सिल्क् इत्यनेन निर्मितम् शाटिकावस्त्रं क्रीतं तद् अत्यन्तं समीचीनमासीत् तस्य वस्त्रस्य भारोपि सुमहान् आसीत् पुनः तत् दूरातेव अत्यन्तं समीचीनं स्वर्णमयं प्रतिभाति स्म एतद् दृष्ट्वा मम भगिनी अत्यन्तं प्रसन्ना अभवत् एतादृशं वस्त्रं तु प्रायः अस्माकं जनपदे एव प्राप्यते अन्यत्र एतादृशं न लभ्यते अतः एतत् यत् मया क्रीतं तत्तु बहु समीचीनमासीत् अन्येपि यदि विवाहसन्दर्भे वस्त्राणि क्रेतुं वाञ्छन्ति तर्हि तस्मिनेव आपणे क्रीणान्तु इति चिन्तयामि